पतञ्जलिसंस्थायाः फ़ेस् मास्क् तावत् सम्यक् नासीत् अर्धघण्टापर्यन्तं धृत्वा अपि मुखे तावत् ग्लो नागतं तावत् सन्तोषदायकं नासीत् इति वक्तुं खेदः अस्ति पुनः एतत् फ़ेस् मास्क् न स्वीकरोमि